उपयुक्तं वर्तते टिशर्ट् नाम युतकं तत् अतीव मलिनं भवति शीघ्रतया एव मलिनो भवति मम स्वेदनेन तत् सम्यक् नास्ति स्वेदनात् तत् स्वेदनात् सहकारं न न दास्यति तत् युतकमपि अतीव मलिनो शीघ्रतया मलिनो भवति तथा छिन्दितं भवति तथा तत्र खण्डानि सन्ति तद्युतके तस्मात् तद्युतकं सम्यक् नास्ति धारणार्थमपि सम्यक् न भवति तत् यद् परिमाणं वर्तते तदपि न्यूनो वर्तते तद्युतकस्य तस्मात् तद् युतकं सम्यक् नास्ति तद्युतकधारणे अपि क्लेशो भवति तस्मत् तद्युतकं धारणार्थं कष्टम् इति भवति तथा तद्युतकधारणे मम अतीव क्लेशो अभवत् तथा तत् मलिनात् दुर्वासनादिकं तद्युतकात् आगच्छति